हरिः ओं हा नमस्ते एवं वा आ नमस्ते अहं शिवरामभट्टः भवतां सकाशात् एका द्विचक्रिका अपेक्षिता आसीत् भवतः समीपे हा अधुना तर्हि इदानीम् इदानीम् अत्रैव मार्गे अस्मि अन्तः प्रविशामि वा हा हा नमस्ते इदानीं भवत् महोदय प्रदर्शयतु भवतां यानि द्विचक्रिकानि सन्ति

एवम् हा न् सम्यक् सम्यक् अस्ति इति मन्ये तर्हि बि एस् सि मम पुत्रस्य कृते अपेक्षिता आसीत् अतः सः सः विद्यालयं गच्छति किल तस्मै तस्य उपयोगः भवति अच् ह तस्य ह क्र् एकं सूक्तं वा यानं वदतु

एवं वा विंशतिसहस्रकाणि ओ किञ्चित् अधिकमिति मन्ये हा वाहनं तु सम्यक् दृश्यते कि किन्तु अस्य मूल्यं किञ्चित् अधिकमिति मन्ये किञ्चित् न्यूनं कर्तुं शक्यते किल आम् तद् नास् उं तत जानामि भोः तत् जानामि तथापि भवतां परिचितः तदा अत्र वयम् आगत्य गच्छामः भवान् अस्माकं कृते किञ्चित् मूल्यं न्यूनीकृत्य ददाति किल

सः अपि सः अपि सः इच्छति अधिकमपि म् मूल्यं किन्तु दातुं किल अतः समस्या भवति अतः न किन्तु बि एस् सी बहु समीचीनम् इति सर्वे वद् उच्यते अतः बि एस् सी इति कम्पनि द्वारा यदस्ति तथैव कमपि कथमपि कृत्वा ददातु समीची समीचीनम् इदानीं किञ्चित् मूल्यम् इदं कृत्वा भवान् मम व्यवहारं पूरयतु वि विक्रे विक्रयणं कुर्मः हा अस्तु वदन्तु क कतिरूप्यकाणां न ए एतत् एतत् एतत् वाहनं समीचीनमस्ति एतत् एव ददातु

त् न अस्य मूल्यं कति उक्तवान् इदानीं एवं वा ओ हा सत्यम् अस्तु तर्हि ह इदानीम् अस्य सर्वं अडीश्नल् फ़िटिङ्ग् कृत्वा कृत्वा ददातु हा अस्तु